भारते बहवः पर्वताः सन्ति अस्माकं वर्दानगरमध्ये अपि हनुमान् गड् इति एका पर्वतः अहं त्रिवारं वा चतुर्वारं तत् चतुर्वारं तत्र गतवान् अस्मि लोनावलामद्येपि पर्वतः सन्ति अनन्तरं लेण्याद्रि इति एकं स्थानमस्ति महाराष्ट्रमध्ये तस्य तत्र प्रायः चतुःशतम् आसीत् सोपानानि सन्ति तत्र एकवारं गतवान् अस्मि बहु कष्टदायकं नास्ति सन्ति के अस्ति केवलम् अस्ति एव किन्तु द्वितीयवारं यदा गतवान् तदा एतत् सर्वं बहुसौकर्येण अभवत् अनन्तरम् पुने समीपे एकः पर्वतः अस्ति तत्र मन्दिरं उपरि एकमन्दिरमस्ति देवस्य नाम न स्मरामि इदानीं तत्रापि प्राय चत्वारिंशत् चतुःशतं वा पञ्चशतं सोपानानि सन्ति तत्रापि अहं गतवान् अस्मि